हरिः ओं मम नाम श्रीपूर्णा अहं मिनर्वाभोजनालयात् रोटिकाः आलुकजीवन्तीव्यञ्जनं मञ्चूरियान् च अपेक्षितवती अत्र पोर्टल्मध्ये मया प्राप्तम् इति दर्शयति परन्तु मया न प्राप्तं कोऽपि मां न आहूतवान् अधुना किं कर्तव्यं मया एकवारम् परिशीलनं कृत्वा मां सूचयन्तु धन्यवादः